संस्कृतं तु मात् मातृभाषावत् एव अस्ति यतो हि संस्कृतं प्राचीनतमा भाषा वर्तते एषा भाषा एव अन्याः भाषाः भाषायाः उत्पन्नम् अभवत् अतः सर्वे अपि संस्कृतेन भाषणीयं संस्कृतभाषा प्रारम्भिककाले जनानां कृते समस्या भवत्येव परन्तु तावती समस्या न दृश्यते यतो हि संस्कृतपदानि सर्वासु भासासु वर्तते एव अतः मूलरूपेण दीर्घकालपर्यन्तं संस्कृतभाषया भाषणार्थं क्लेशः भवति परन्तु संस्कृतं यदा वयं शिक्षाग्रहणं कुर्मः पदानि जानीमः तदानीं शनैःशनैः स्वकीयमातृभाषावत् एव अनायासेन संस्कृतभाषां वयं वक्तुं पारयामः अतः तावती महती क्लेषः संस्कृतभाषयाः महती समस्या नैव भविष्यति नैव भवत्येव